कुशलं कुशलम् एकः विषयः न मम पत्न्याः स्वास्थ्यं न भवति प्रायः किञ्चित् किञ्चित् जनानां अधिकारिजन कथं भवतः कृते योगस्य इति दृष्टवानस्मि तदर्थं भवतः समीपे योगस्य निमित्तं किञ्चित् माहितिः आवश्यकम् आसीत् किं करणीयं ह सत्यं सत्यं

ह ह ह सत्यं सत्यं ह ह ह ह ह ह कार्यालये कार्यालयेषु ह ह ह

भवतु

ह ह ह उत् ह

तथा वा ह ह

सायंकाले भवति वा योगः प्रातः कष्टं भवति तथा वा ह ह ह तथा वा हा हा हा हा

ह ह ह तथा न यदि तेषां कृते सायंकालः अपि भवति वा कक्ष्याणि सायंकाले इति ह प्रातः एकं कष्टं भवति समयः न मिलति ह ह ह ह ह तथा वा ह ह ह ह ह ह यतः अस्माकं कृते सायंकाले उत्तमं भवति प्रातः कष्टं भवति सायंकाले समीचीनम् इति अभिप्रायः ह ह ह ह ह ह ह ह ह ह ह तत्र न भोजनस्य अपि नियमः नियमः अस्ति वा योगं प्रति किमपि खादितुं ह ह ह तथा वा ह ह ह ह ह ह तथा वा ह ह ह ह पश्यामः नमो नमः